सप्तचत्वारिंशदधिक एकोनविंशतिशततमवर्षस्य अगस्त् मासस्य पं पञ्चविंशतिदिनाङ्कः पञ्चाशत् उत्तर एकोनविंशतिशततमवर्षस्य जन्वरी मासस्य षड्विंशतिदिनाङ्कः अष्टनवति उत्तर एकोनविंशतिशततम म वर्षस्य मार्च् मासस्य चतुर्विंशतिदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्राब्दवर्षस्य अगस्त् मासस्य षोडशः दिनाङ्कः पञ्चनवति उत्तर एकोनविंशतिशततमवर्षस्य दिसम्बर् मासस्य प्रथमदिनाङ्कः